पूर्वकाले एवं चिन्तनम् आसीत् यत् किमपि अस्माभिः उच्यते तत् अन्यैरपि ज्ञातव्यं कथम् इति अतः तदानीं काले दूरभाषा आगता परञ्च कालान्तरे एतदपि ज्ञातव्यम् आवश्यकं भवति यत् येन सह वार्ता मया क्रियते सः जनः कः अस्ति तस्य स्वरूपं कीदृशमस्ति स्वरूपेण अपि तस्य व्यक्तित्वं ज्ञायते अतः इदानीं स्म् स्मार्ट् फ़ोन् मध्ये एतत् सर्वम् अस्माभिर्ज्ञातुं शक्यते किञ्च कियत् दूरात् वार्तां क्रिय् वार्ता भवति स वार्ताहरः जन कुत्र तिष्ठति तस्य का गतिः एतत् सर्वं स्मार्ट् फ़ोन् माध्यमेन अस्माभिर्ज्ञातुं शक्यते इदानीं तने युगे जनाः व्यस्ताः अभवन् अतः यदि कार्यान्तरे अपि ते संलग्नाः भवन्ति तदा दूरे स्थित्वा कार्यान्तरम् अपि मध्ये कर्तुं शक्नुवन्ति अतः स् स्मार्ट् फ़ोन् इत्यस्य इदानीन्तनवैज्ञानिक युग् युगे परमावश्यकता तु अस्माभिर्ज्ञायते इति अस्य उपयोगः सत्कर्मणि भवेत् वरं दुरुपयोगः न भवेत् तत्तु विज्ञैः एव जनैः कर्तुं शक्यते अतः इदानीन्तन जने यथा विज्ञानक्षेत्रे विकासः जातः अस्ति अस्य विकासस्य उपयोगः स्मार्ट् फ़ोन् माध्यमेन शिक्षाक्षेत्रे अपि कर्तुं शक्यते औद्योगिकक्षेत्रे अपि कर्तुं शक्यते किञ्च इदानीम् अपि दृश्यते यत् अस्माकं तृतीयचन्द्रयानं दूरङ्गच्छति परन्तु स्मार्ट् फ़ोन् मध्य माध्यमेन तत् द्रष्टुं शक्यते यत् यानं क्व तिष्ठति यानस्य गतिः कीदृशी अस्ति कियत् कालपर्यन्तं तद् यानं स्वकीयं लक्ष्यं प्राप्नोति अतः स्मार्ट् फ़ोन् इत्यस्य इदानीं परमो परमोपयोगित्वं सिद्ध्यति एव